मध्याह्नम् अहं युष्माकं भवनस्य पुनर्निर्माणार्थम् आह्वय आह्वयति आह्वयामि अहं कथं पुनर्निर्माणं क्रियते इति वक्तुं शक्यते वा अहं युष्माकं भव भवनस्य कीदृशः भागाः पुनर्निर्माणं करणीयम् अस्तु युष्माकं भवनस्य के के भागाः सन्ति इति उक्त्वा अतः परम् अहम् सङ्ख्यां वदामि युष्माकं कृते कति संख्या अस्ति युष्माकं कृते कति सङ्ख्या अस्ति एकविंशतिसहस्राणि सङ्ख्यामुपयुज्य अहं कबोर्ड् इत्यस्य प्रवर्तनं कबोर्ड् इत्यस्य पुनर्निर्माणमेव करणीयं ततःपरम्

बात्रूम् इत्यस्य अन्तर्भागे कानि का कार्याणि आवश्यकानि तत्र टैल् इत्यस्य चित्राणि इति कानि कार्याणि आव आवश्यकानि तत्र समुद्रस्य प्रतीतिः लब्धं टैल् आवश्यकं वा वदतु अस्तु एवं वर्णं मम हस्ते अस्ति एवं वर्णम् उपयुज्य बात्रूम् इत्यस्य टैल् निर्माणं करणं कर्तुम् अहं शक्यते शक्नोमि किन्तु अनन्तरं के के भागाः आव आवश्यकानि

बारवळा अस्तु अनन्तरं धन्यवादाः